यदा एकदा मम पुत्र्याः जन्मदिनं स्वल्प् जन्मदिनम् उत्सवम् आसीत् तद् समये अधिकम् अत्यधिकः अधिक सङ्ख्यानि जनानां आगतवन्त्यः ता तत् समये अहम् एकदिनं पूर्वम् एव अस् अक्स साक् शाकानाम् पाटनं कर्तुं कृ कृत्वा स्तापय् स्तापित् स्थापितवती अनन्तरं इड्लि दोशा बाटर् अपि एकं दिनं पूर्वमी पूर्वमेव कृत्वा स्थापितवती तद् तदनन्तरम् अने अन् अनेके बर्नर् अनेके बर्नर्स् गास्टव् उपयोगं कृतवती तदनन्तरं एक इन्डेक्षन् स्टव् अपि विद्युत् ज्वलनम् उपयुज्य स्टव् अस्ति खलु तदेव उपयोगं कृतवती त एतत् उपायानि पालितवती मम मम मम कार्यमपि शीघ्रम् अभवत्